नमो नमः कुत्र नाम पुस्तकालये

भवान् नाम कस्यां कक्षायाम् अस्ति इदानीम् आं तर्हि भवान् कदा स्वीकृतवान् पुस्तकम् हरिः ओं महोदय महोदय महोदय क्षम्यतां परं परीक्षा तु मासद्वयं पूर्वमेव आयोजिता आसीत् तदानीं तु भवानेव पश्यतु मासद्वयस्य विलम्बः अभवत् समर्पणीयमिति ज्ञायते परं तत्र नाम विलम्बः भवति चेत् विलम्बशुल्कः अपि देयम् मासद्वयस्य नाम तस्य कृते एकवारं गणनां कृत्वा अहं वदामि मासद्वयं तस्य कृते पञ्चाशदधिकचतुश्शतं रूप्यकाणि भवता देयम् महोदय तत् प्रशासनिककार्यम् अस्ति तर्हि तत् तत्र तु अहमपि किं कर्तुं शक्नोमि नाम कुतः अस्ति भवान् कस्मिन् राज्येन वसति अस्तु तर्हि नाम विलम्बः किमर्थमभवत् अस्तु नाम भवतः पिता किं कार्यं करोति तर्हि भवता एकं कार्यं करोतु नाम अत्र एकवारम् अह आगत्य एकं प्रार्थनापत्रं लिखतु तत्र लिखतु नाम मम पारिवारिकस्थितिः समीचीना नास्ति परीक्षानन्तरं मम स्वास्थ्यं असमीचीनम् अभवत् अतः अहम् पुस्तकं पुस्तकसमर्पणे मया विलम्बः अभवत् तर्हि तत्र विलम्बशुल्कः विलम्बशुल्कः प्रशासनपक्षः प्रशासनः यच्छति तर्हि अहं दातुम् असमर्थः अस्मि कृपया अत्र किञ्चित् नाम क्षमापत्रम् इत्यादिकं लिखित्वा तत् समर्पयतु किमपि भविष्यति चेत् अहं सूचयामि निदेशकमहोदयस्य निदेशकमहोदयस्य निदेशकमहोदयस्य हस्ताक्षरं कृत्वा भवान् समर्पयतु कदाचित् भविष्यति आमाम् अहमेकवारं निदेशकमहोदेन सहापि वार्तां करिष्यामि परं श्वः करणीयमेव इतोपि विलम्बः न स्यात् नाम श्वः एव भवता यत् एतत् प्रार्थनापत्रमित्यादिकं करणं कार्यं श्वः एव सम्पादनीयम् इतोपि विलम्बः न स्यात् अस्तु

स्वागतम्